गतवर्षेपि अहं मम परिवारैः परिवारैः सह तत्र पुणे देहु आळन्दि महाबलेश्वर् इत्यत्र स्थानं गतवती तत्र देहु आणन्दी इत्यस्य स्थानं कथं चयनं कृतवती चेत् तत्र स्थानं तद् देहुवाणन्दीति इत्यादिस्थानं बहुधार्मिकस्थानं वर्तते तद् देहुवाणन्दि तत् तत्र सन्तमहान् सन्तज्ञानेश्वरः एकनाथः तत्र बहु समाधिः वर्तते तत्र यतः बहु सम्यक् तत्र वातावरणं तस्य द स्थानमेव बहु धार्मिकम् अस्ति यत्र तस्य तत्र पुणे अपि बहु ऐतिहासिकस्थानं वर्तते तत्र शनिवारवाडा तत्र बहु सम्यगस्ति तत्र तत्र जल उद्यानमपि तत्र वातावरणं तु बहु सम्यक् अस्ति तत्